आस्तिकदर्शनानि षड् नास्तिकदर्शनानि त्रीणि आहत्य नव दर्शनानि सन्ति तत्र इदानीं प्रस्तुत दर्शनेषु योगदर्शनम् विशेषतया द्रष्टुं शक्नुमः नाम केवलभारतं न देश् विदेशेषु अपि अस्य प्रयोजनं दृश्यते इदानीं सद्यः पश्यामः चेत् जून् एकविंशति दिनाङ्कं योगदिनम् इति घोषितमस्ति सर्वकारियेण अतः तद् बहु योगविषये आधिक्यं दृश्यते सद्यः अन्य दर्शनानि अपि समीचीनमेव अस्ति सर्वेपि स्वीयस्वीय दर्शने उत्तमरीत्या लिखितवन्तः सर्वमपि उत्तमं सद्यः तु योगदर्शनस्य विषये आधिक्यं दृश्यते